अहं नूतन एसी स्वीकृतवान् तद् वोल्टास् द्वारा स्वीकृतम् इदानीम् आन्लैन् द्वारा आर्डर् कृतम् आसीत् तद्गृहम् आगतं बहु समये तद् प्राप्तवन्तः अन्यत् तथा पैकिङ् अपि बहु सम्यक् आसीत् नूतनम् उद्घाट्य स्थापितवन्तः तस्य कूलिङ् एफेक्ट् इत्युक्ते सम्पूर्णप्रकोष्ठे आगच्छतीति वदन्तः स्मः तद् प्रयोगमपि कृतवन्तः सम्पूर्ण प्रकोष्ठे तस्य प्रसाराः अपि भवति बहिः गर्मः भवति चेदपि एतत् बहु सम्यक् कार्यं करोति अतः वयं बहुः सन्तुष्टः